मत्प्रदेशे स्टें क्षेत्रे लैङ्गिकपक्षपातस्य विषये किमपि प्रतिक्रिया न अभवत् सर्वे छात्राः यदा अहं मम त्रिंशदधिकं त्रिंशत्वर्षपूर्वं मम कलाशालायां तु तादृश तादृशविषयः किमपि नास्ति पक्षपातस्य विषये वा प्रान्तविषये वा सांस्कृतिकविषये वा कापि स्पर्धाः न अभवत् सर्वे छात्राः मिलित्वा पठितवन्तः क्रीडितवन्तः कदाचित् इतस्ततः किञ्चित् आगतं सांस्कृतिकविषये तस्य परन्तु तत्समये वा अह वयं तु न जानीमः शिक्षाविषये वा जागरूकता विषये वा परन्तु इदानीम् इदानीन्तनकाले तस्य जागरूकता अधिका अभवत् श् शिक्षाविषये अपि ज् जनाः जानन्ति यदि पक्षपातं करि आ अभवत् चेत् किं किं भवति किं किं भविष्यति कां शिक्षां ददाति तत् ज्ञानं तु अस्ति विद्यालयेषु अपि तद्विषये बोधयन्ति शिक्षणमपि कुर्वन्ति डैवर्सिटी इति तत्र सर्वे जानन्ति किं किं करणीयं किं किं न करणीयं किं साधुः किम् असाधुः इति तं व्यवहारं तु सर्वे जानन्ति एव तत् तत्र तु अधिकः प्रयासः न करणीयः इति मम मतः विषये सब्जेक्ट् विषये एव प्रादन्यं करणीयं पठित्वा ग गन्तव्यं तावदेव अन्यत् विषये अत्यधिकं प्र प्राधान्यं वा आग्रिगेषन् वा एक्जा़गरेषन् वा न करणीयमिति मम मतम्